आम् नमो नमः आम् वदतु भगिनी हा हा हा हा विवाह फ़न्क्षन् वा अस्तु अस्तु अहम् अद्य आगच्छामि वा हा कस्मिन् समये आगच्छामि सप्तवादने वा आगच्छाम् आगच्छामि भगिनी अहम् आगता अस्मि किञ्चित् द्वारं उद्घाटयन्तु हरिः ओम् भगिनी कथम् अस्ति भवति आम् सम्यक् सम्यक् इदानीं सप्तवादने अष्टवादने अस्ति किल अहं शीघ्रं कृ कृत्वा यच्छामि भवत्यै भवत्याः छायाचित्राणि अपि निष्कासयामि हा हा उपविशतु अत्र उपविशतु हा इदं भवति भव कस्य विवाहः अस्ति ओ हो हो सम्यक् बहु सम्यक् इदानीं तव मेकप् तु जातं वर्तते भवती बहु सम्यक् दृश्यमाणा अधुना किं कुर्मः फ़ोटों निष्काषयामः किल हा तर्हि ब बहिः गच्छावः आगच्छतु ह्म् आम् आम् आम् आम् भगिनी अत्र तिष्ठतु अत्र तिष्ठतु सम्यक् फ़ोस् यच्छतु एतत् सम्यक् नास्ति भोः किमपि अन्यत् करोतु हा हा हा इदं सम्यक् बहु बहु सम्यक् दृश्यते तिष्ठति वा निष्कासयामि

हा करोतु करोतु हा बहु सम्यक् दृश्यमाणा निष्कासयामि हा भगिनी बहूनि छायाचित्राणि स्वीकृतानि वर्तते

अस्तु वा अहं गच्छामि भवती यथेच्छा भवत्याः भवति पे करोतु मम गूगल् ऐडी तु भवत्याः समीपे अस्ति एव आम् आम् आम् अस्तु धन्यवादो ओ सरि सरि आम् भगिनी अस्तु अहं गच्छामि भव्ति सुखेन गच्छतु